हेलो नवोदयः महोदय नमो नमः

किमपि न प्रचलति अहम् अस्माकं विभागे किं किम् आवश्यकं वर्तते इत् इत्यस्मिन् विषये किञ्चिद् चर्चां कर्तुं

अच्छा तत्र तत्र आगन्त आगन्तव्यं वा अस्माकं अस्माकं बौद्धदर्शनविभागे यानि महा महो महायानस्य यानि पुस्तकानि सन्ति तेषां आवश्यकं वर्तते विशेषतया तत्त्वसङ्ग्रहग्रन्थाः आचारशन्त आचार्यशान्त्राक्षित् आचार्यशन्तरक्षितेन विरचितः तत्त्वसङ्ग्रन्थः इदानीम् अस्माकं सिलेबसे नास्ति न इदानीम् इदानीं नास्ति इदानीं नास्ति महोदय पूर्वम् अस्ति पूर्वमासीत् इदानीं नास्ति अस्य वा न्यू एजूकेशन् पालि मया न दृष्टं तत्र नाष्ठापतम् न्यूज् अस्ति वा

आम् आम् आम् महोदय अ एवमेव यदि एवमेव यदि महोदयः अस्माकं विभागे मेडिटे साधनापद्ध पद्धतिविषयः यदि किमपि पाठनं प्रचलति चेत् सम्यक् भविष्यति किं महोदय विपाशना इत्यादि आम् आम् आम् आम्

महायानस्य वा थेरवादस्य उभयम् अपि वा आम् हुन् थेरवादापरम्परा प्रचलति अत्र

आम् आम् महोदय आम् इद इतो इतो आम् आम् उच्यतां महोदय अस्मिन् विषये अ अस्मिन् विषये विशुद्धिमार्गग्रन्थाः अपेक्षते अस्मिन् साधना हा विशुद्धिमार्ग आचार्य उद्घोषवारिणिविरचिताः आम्

सद् साधना पद्धत्या आम् महोदय आम् महोदय

आ आम् महोदय आम् विशुद्धिमग्गे ग्रन्थस्य एकवारं सम्यक्तया पठित्वा तस्य पाठ्यक्रमे कथं कथं कथं निर्मातव्यम् एतस्मिन् विषये विचारं कृत्वा आगमिष्यामि महोदय हा आम् आम् महोदय जयतु